अहं तावत् भारतीयशास्त्रविषये अध्ययन् करोमि इत्यतः तदधीताः विचाराः विषयाश्च सम्यक्तया ज्ञायन्ते एव एवं पाश्चात्यानां तत्वशास्त्रम् कथं भवितुमर्हति इत्यादि आकाङ्क्षा सत्यपि मया किञ्चिदधीतं तत्र ग्रीक् संस्कृतेः कथं कीदृशी व्यवस्था तेषां परम्पराः संस्काराः एवं संस्कृतिश्च तत्र आचरणपद्धतिः तेषां पूर्वभागे विद् विद्यमानवैज्ञानिकचिन्तनानि एवञ्च क्रैस्तधर्मीय तत्वानि तेषां का कल्पना का कल्पना वर्तते स्वर्गविषयको वा अथवा पुण्यपापादिविषयको वा म म दुष्कर्माचरणे अथवा हितकर्म आचरणे वा एवं यवनानामपि तेषां धर्मीय पञ्चानां विभागाः प् अब् प्रदेशानुगुणं तेषां मतभेदः एवं तत्वभेदश्च तत्र यथा देवः एकत्वेन परिगण्यते कथं तस्य निरूपणम् एवं तत्रैव तत् कथं सर्वं ते निरूपयन्ति तथा सति तावत् क्रूरा क्रूरता एवम् इत्यादि तत्र दृष्टम् एवं रूपेण तत्र किं तत्रापि अध्ययनं मया यावत् शक्तिः आचार्याणां सहकारेण कृतः वर्तते इति